नमस्ते हरि ओम् अहम् एन् जी ओ तः आगता अस्मि मम नाम दिव्या इति

अस्तु भगिनी अहं एन् जी ओ तः आगता अस्मि अतः भवत्याः ग्रामस्य कृते जनानां कृते किमपि प्रयोजनाय कानि कानिचन कार्यक्रमाणां योजनम् इति चिन्तितवन्तः अस्माकं संस्थायाः आशयः आसीत् किमपि चिकित्सालयं वा शाला वा अथवा पुस्तकानि ग्रन्थालयं वा किमपि आवश्यकं वा

अस्तु भगिनि अहं तत् कार्यं स्वीकरोमि पुनः चिकित्सालयमपि अस्ति वा आवश्यकं वा किमपि चिकित्सालये अस्तु

आं भगिनी अस्माकं डाक्टर् वैद्याः टीम् एव अस्ति शिबिरम् इति कारयामः किमपि औषधाम् औषधम् आवश्यकमपि तद् तद्व्यवस्था अपि कुर्मः ग्रामजनानां कृते किम् आवश्यकम् इति भवती एकं लिस्ट् कृत्वा प्रेषयतु सूचयतु किं कर्तुं शक्यते इति वयमपि मिलित्वा चिन्तित् चिन्तनं कृत्वा तत् योजयामः सम्यक् वा पुस्तकालयम् अस्ति वा पुस्तकालयः अस्तु अस्तु भगिनी अवश्यं कुर्मः धन्यवादः